संस्कृतमतीव प्राचीनभाषा भवति संस्कृतायामनेकाः ग्रन्थाः सन्ति श्रोत्रकाव्यानि महाकाव्यानि वेदाः उभविषदः द्वयौ इति इतिहासकाव्ये रामायणमहाभारतमेव संस्कृतभाषायां रेचितं भवति बहवः वेदाः सन्ति प्रब् वेदाः देदाङ्गानि सन्ति इत्यादयः संस्कृतभाषायाम् अत्यधिकं प्रचारं भवति अद्यापि वास्तु आरोग्यमधिकृत्य ऋग्वेदः यजुर्वेदः अलं माना क्षम्यतां योगदर्शनमपि संस्कृतभाषायां भवति वास्तुविद्या आयुर्वेदं वृक्षायुर्वेदं गजायुर्वेदम् इत्यादयः इतीयम् एव संस्कृतभाषायां भवति